अहं प्रथमवारं तरणं कृते यदा नगरपरिषद्द्वारा एकं नियोजनं कृतवान् तत्र यद् तरणस्य यद् शिक्षा अस्ति तत्र भागं गृहीतवान् तत्रैव अहं तरणस्य शिक्षा प्राप्ता प्रा प्राधान्यतया तु यत् तरणस्य कृते यद् पादः पादतरणं यत् करणीयं तदेव हा करोति तदनन्तरमेव हस्ततरणम् इत्यादिषु एवं यदा आङ्ग्लभाषायां वदति डैव् अथवा हा अन्ते गत्वा एतद् तरणं करणीयम् एतादृशी तद् तत्रैव अह् अधुना अग्रे आगच्छति त मम प्राधान्यता तरणस्य शिक्षकः अस्ति कुमार् बे कुमार् बेनिसार् इति सः बिहार् तः आगतः एवं सः श्या यदा दशमे दशवर्षात् आसीत् तस्मिन् काले तस्य भ्रातुः नदीमध्ये सः तस्मात् पतनकारणात् एव सः तरणं स्य शिक्षां प्राप्तवान् अहमपि प्रातः प्रथमवारं यदा तरणस्य कृते प्रयत्नं कृतवान् अहं पूर्णतया यदा क्लब् मध्ये एकं यद् जलाशयमस्ति तस्मिन् मध्ये अन्तस्थः गतवान् तदनन्तरं यदा स सर्वे मिलित्वा मम मम शरीरे बहिरानीत्वा तद् जलं जलं निष्कासनं कृतवान् तदनन्तरमेव किञ्चित् किञ्चित् क्लेशमुक्तं जातः तदनन्तरं यदा अहं तरणस्य कृते बहु प्रयत्नं कृत्वा कृत्वा तरणं शिक्षितवान् एवम् अहं तु यदा चतु चतुर्थकक्षा मध्ये आसीत् एतत् सर्वं सङ्घटनं जातं तदनन्तरं पुनरेकवारं शिक्षणार्थं गतवान् परन्तु सः परन्तु यदा सर्वेषां कृते न लभ्यते इति कारणात् एव अहं पुनः न तस्मिन् मध्ये भागं गृ गृहीतुं शक् आगृ भागः न जातः इति कारणात् एव मम तरणस्य शिक्षा एकवर्षादेव जाता चतुर्थकक्षायां तदनन्तरम् अहं मम पार्श्वे समय नासीत् इति कारणात् एव अहं तस्मिन् मध्ये भाग्यं भागं न गृ गृहीतवान्